अहं सद्यः तिरुपतिनगरे वसामि तत्समीपे तिरुमलाक्षेत्रम् इति वेङ्कटेश्वरस्य स्थानम् अतः भगवतः दर्शनार्थं पर्वतेऽस्मिन् मासि वा मासद्वये वा अवश्यं गमनं भवति इतोऽपि समीपे चेन्नै नगरं वर्तते तत्र मम गुरवः निवसन्ति तेषां दर्शनार्थं गमनं भवति अन्यत् च चेन्नै नगरे अनेकाः वाक्यार्थसभाः शास्त्रवाक्यार्थसभाः प्रचाल्यन्ते अनेकैः तत्र सभायां भागग्रहणार्थमपि गमनं वारं वारं प्रसज्यते बेङ्ग्लोर् नगरे अपि तत्र ततः समीपे शृङ्गगिरौ अपि वाक्यार्थंसभासु गमनमस्माकं पौनःपुन्येन भवति इति वक्तुं वयम् अत्यन्तम् आनन्दम् अनुभवामः